मम प्रथमछायाचित्रम् अहं शिशु अवस्थाम् अवसरे गृहीतम् अभवत् यथा यदा अहं मम बाल्यकालस्य छायाचित्रं पश्यामि तदा मम मुखम् आत्मा च प्रसन्ना भवति तत्र मम छाया चित्रे एकम् आघोषः वर्तन्ते अतः एतत् छायाचित्रे मम मित्रा बन्धुजनाः मित्राणि च वर्तन्ते तत् दृष्ट्वा अहम् अतीव सन्तोषितवती भवति